हरि ओं नमस्ते अहं वक्तुमिच्छामि स्पेस् इति यत् प्रयोगं कुर्मः तत्र स्पेस् इति पदप्रयोगः संस्कृतभाषायां आकाशः अथवा अवकाशः इति वक्तुं शक्नुमः तत्र आकाशः यद्वर्तते तत्र आकाशस्य कृते वयं यत् प्रेषयामः तस्य प्रयोगः अत्र उचितं भवति अस्माभिः आकाशस्य कृते आकाशस्य अध्ययन्स्य कृते ग्रहाणाम् अध्ययनस्य कृते उपग्रहाणां प्रेषणं वयं कुर्मः अतः आम् आकाशः रिक्तस्थानं पुनश्च अवकाशः अवकाशः रिक्तस्थानं यद्वर्तते तस्य उपयोगः रिक्तस्थानस्य अध्ययनाय उपयोगं कुर्मः तेन अस्माकं लोकेषन् अस्माकं यत् अध्ययनाय अनुकूलं भवति पुनश्च सम्भाषणाय दूरवाणिसम्भाषणाय यदनुकूलं भवति तदर्थं अवकाशस्य उपयोगः भवति आकााशस्य रिक्तस्थानस्य उपयोगः उपग्रहस्य प्रेषणाय अनुकूलं भवति पुनश्च अवकाशः इति रूढ्याम् अपि प्रयोगः वर्तते अवकाशः इत्युक्तौ अपोर्चुनिटि इति यद्वदामः तस्य प्रयोगः अपि वयं रूढ्यां द्रष्टुं शक्नुमः सत्यं वयं दृष्टवन्तः तत्र राकेट् लाञ्चिङ्ग् इति पदप्रयोगं दृष्टवन्तः तत्र राकेट् लाञ्चिङ्ग् किमर्थं कुर्वन्ति इत्युक्तौ अध्ययनाय पुनश्च आधुनिकदृष्ट्या संवहनाय इदं राकेट् लाञ्चिङ्ग् अपेक्षितं भवति राकेट् इति आधुनिक प्रपञ्चे तस्य उपयोगः अस्माकं मोबैल् मध्ये अपि कुर्मः पुनश्च सैन्य संवह सैन्य सैनिकदृष्ट्या तस्य उपयोगः भवति राकेट् इति यत् आधिनिकतन्त्रज्ञानं वर्तते युद्धदृष्ट्या अपि तस्य उपयोगः वर्तते अतः राकेट् इति यत् प्रयोगं कृतं तत् प्रयोगानन्तरं तस्य कृते एकं शक्तिः भवति तत् अस्माभिः दत्वा वयं प्रेषयामः भूमौ यद् विद्यमानं ग्राविटि गुरुत्वाकर्षणं यद्वर्तते गुरुत्वाकर्षणं त्यक्त्वा वयं अग्रे गच्छामः इति यत् वर्तते तत् विषयः वयं ज्ञातुं शक्नुमः तदेव भूमौ विद्यमानं यत् वस्तु तत् गुरुत्वाकर्षणद्वारा कदाचित् पतेत् किन्तु भूमिं त्यक्त्वा आकाशगमनानन्तरं तस्य कृते गुरुत्व आकर्षणस्य बल बलं यद्वर्तते तत् प्रयोगं न भवति किन्तु तस्य स्था स्थास्य स्थितित्वं भिन्नं भवति अतः तस्य चलनमपि भिन्नं भवति अतः तस्य कृते गुरुत्वाकर्षणमपि न भवति अस्माभिः यद्दत्तं शक्तिः शक्तिं उपयुज्य तस्य चलनं भवति आं वदन्तु तदेव अनुभवः इत्युक्तौ भूमौ अनुभवः भिन्नः आकाशे अनुभवः भिन्नः आकाशे यत्किञ्चित् वर्तते तस्य गुरुत्वाकर्षणं न भवति किञ् किञ्चित्कालानन्तरं किञ्चित् स्पेस् अनन्तरं किञ्चित् वाहकानन्तरं यत् शटल् वर्तते तत् दूरं गच्छति दूरानन्तरं तस्य अनुभवः भिन्नः भवति भूमौ विद्यमानस्य वस्तुनः अनुभवः तस्य गुरुत्वमपि भूमौ प्रति तस्य आकर्षणं भवति किन्तु यत् स्पेस् मध्ये भवति तस्य अनुभवः भिन्नः स्थितिः भिन्नः अतः द्वयोः समतोलनं कर्तुं न शक्यते अध्ययनार्थं वयं यद् प्रेषयामः तत् अध्ययनार्थं केवलं आं धन्यवादः भवतां कृते अपि